हरिः ओं नमस्ते भवत्याः श्वानशिक्षणकेन्द्रं वा हा अहं नन्दा इति मम गृहे एका श शुनका अस्ति षण्मासीया सा अस्माकं कृते मार्गे मिलिता मम गृहसमीपे मिलिता अस्ति एषा किञ्चित् दिनानन्तरम् अस्माभिः ज्ञातं तत् सा बधिरा इति आम् आकारयिष्यामः चेत् सा न श्रृणोति केवलं तस्याः पुरतः गच्छामः चेत् सा पश्यति परन्तु सा बहु एक्टिव् अस्ति किन्तु सा सर्वदा भीता भवति हा अतः अस्याः शिक्षणं दुस्तरम् इदानीं कठिनम् अस्ति किं करणीयमिति मम सलहां यच्छत्य दातुं शक्नोति वा

ओ आम् हा तत्र शुनकं त्यक्तुं न शक्यते किमित्युक्ते सा सा बहु भीता भवति अन्यत्र गन्तुं न इच्छति वैद्यसमीपमपि गन्तुं न इच्छति कुत्रापि गन्तुं न इच्छति के किन्तु गृहे ये आगच्छन्ति तेषां कृते बहु स्नेहं प्रदर्शयति हः भी भीतिः नास्ति केवलं भीतिः एतत् सं किञ्चित् दृष्ट्वा कान् किञ्चित् स मिरळो शेडो सं दृष्ट्वा एवं दृष्ट्वा भीता भवति अस्माकं समीपे एव स्थातुमिच्छति गृहसदस्यः एकः भवितव्यमेव अतः आगन्तुं न शक्यते गृहे एव शिक्षणम् आवश्यकम् अस्ति इदानीम् हा अस्तु

हा तत् समस्या सा समस्या नास्ति यः कोपि अथवा या कापि आगन्तुं शक्नोति एकवारं वयं परिचयं कुर्मः अनन्तरं सा मित्रमेव भवति तस्याः समस्या नास्ति किन्तु सप्ताहे दिनद्वयं त्रयं त्रयम् अस्ति चेत् पर्याप्तं भवति हा

हा हा सत्यम् हा हा सत्यम् हा अस्माकं कृते दिने दिनत्रयं सप्ताहे पर्याप्तं भवेयुः भवेत् इति हा

ह हा शिक्षणं दा दातुं एषा बधिरा अस्ति सो अतः तत् ज्ञात्वा सहनतया शिक्षणं दातव्यं समर्थाः सन्ति किल हा

हा

हा

एवं वा हा हा न्यूनं भवति तत् किन्तु कति घण्टाः ते स्थास्यन्ति मम गृहे

ओ एवं वा तावत् आवश्यकता तावत् न भवति किल पूर्णदिनस्य किमर्थमित्युक्ते एषा स्पेशल् चैल्ड् इति तस्याः भीतिः भवति अतः अधिकतया वयं किमपि पाठयितुं न शक्नुमः तस्य ह र् अर्धदिनस्य अस्ति वा दिनं घण्टात्रयं घण्टात्रयं हा पर्याप्तम् हा

तत्समये एव आगन्तव्यमपि सायङ्कालेषु वाकिङ्ग् प्रति चलति सा मां प्रातः काले सायङ्काले द्विवारं चलति पुनः मध्याह्ने वयम् एकवारम् अन्य नयामः किन्तु प्रातःकाले सायङ्काले दीर्घचलनं भवति सो तस्मिन् समये एकदा आगच्छति चेत् तद् पर्याप्तम् इति मन्ये न हा ह

ह न वयं चिकित्सालयं प्रति नयामः किल तदा वयं दृष्टवन्तः सा गन्तुं न इच्छति श्वानानां प्रति तस्याः स्नेहभावः एव नास्ति कारणं न जानामि किन्तु बाल्ये एव किमपि दुर्घटना स्यात् सा किञ्चित् विमुखा अस्ति श्वानस्य समीपे गत्वा खेलनम् इत्यादि न करोति अस्माकं समीपे एव भवति आटिस्टिक् चिल्ड्रन् भवन्ति किल बालकाः तथैव अस्ति सा तस्याः समस्या अतः पृष्टवती भवतु अव अहं न इदानीं ज्ञातवती किल भवत्याः यद्यद् व्यवस्था अस्ति या या व्यवस्था अस्ति इति अहं चिन्तयित्वा मम परिवारेण मिलित्वा निश्चयं करोमि अनन्तरं पुनः भवतीं सम्पर्कयामि अस्तु वा

धन्यवादः धन्यवादः भगिनी हा धन्यवादः शुभं नमस्ते